अहम् इयं शाटिका आर्डर् कृतवती आसीत् यथा आन्लैन् मध्ये दृष्टुं तथैव विद्यते प्रिण्ट् क्वालिटी अपि बहु सुन्दरं वर्तते धनम् अपि न्यूनम् अस्ति इयं शाटिका क्रेतुं योग्या अस्ति